चित्रकला मूलभूतशैलीं ज्ञात्वा अत्र अधुना आरब्दः मूलभूतः आकृतयः अनुपातः च रेखा तथा समोचनं प्रकाशं छायं छ अवगत्य परीक्ष्यैव रेखाचित्रम् अवलोकनम् एव सृजनशीलतः च भवति तद्वदेव प्रायेण तद् चित्रकारेण बहूनि उत्तमचित्राणि प्रोक्ता्नि तं दृष्ट्वा मम चित्र करणस्य इच्छामि बहूनि विकसितानि सन्ति तत्र मम इष्टकार्यं भवति